प्रत्येकं लेखकः आत्मसंशयस्य अपर्याप्ततया भावस्य च क्षणानाम् अनुभवं करोति तत् स्मर्तव्यं यत् सर्वे कुत्रचित् आरभन्ते प्रसिद्धतमाः लेखकाः अपि प्रारम्भे एव आवानानां विघ्नानां च सामनां कृतः कृतवन्तः स्वस्यवृद्धौ ध्यानं दत्वा अन्यैः सह स्वस्य तुलनां परिहरतु लघुविजयस्य उत्सवं कुरुत भवतः प्रगतिः स्वीकुरुत भवेत् सा कियत् अपि लघु इव भासते विरामं कृत्वा पुनः चार्जं कुर्वन्तु यदा भवन्तः अभिभूताः अनुभवन्ति तदा दूरं गत्वा नविनेत्रैः पुनः आगच्छन्तु यदा अटति अथवा प्रेरणाभावः भवति तदा एताः रणनीतयः प्रयतन्ते च स्वस्य आरामक्षेत्रात् बहिः पठन्तु पठन्तु विभिन्नविधाः लेखकाः दृष्टिकोणाः च अन्वेषः अन्वेष्टुम् भवतः परितः जगतः सः संलग्नाः भवन्तु जनानां वार्तालापानां वर्तमानघटनानां च विषये ध्यानं ददातु मुक्तलेखनस्य अब्भा अभ्यासं कुर्वन्तु विचारान् अन्वेष्टं पुल्लिङ्गं च कर्तुं निर्णयं वा अपेक्षां विना न लिखतु लिखन्तु इति अहं सर्वम् इति इति सर्वम् अहं करोमि